विज्ञानस्य तन्त्रज्ञानस्य च विषये मह्यं तु मोहः अस्ति किमर्थम् इत्युक्ते विज्ञानम् इत्युक्ते कौतूहलक्षेत्रं विज्ञानं विशेषज्ञानं विज्ञानं वैज्ञानिकक्षेत्रस्य अभिवृद्धिः वयं चन्द्रयानद्वारा ज्ञातवन्तः सर्वदा प्रातःकालादारभ्य सायंपर्यन्तम् एव वैज्ञानिक क्षेत्रे वयं स्मः जङ्गमदूरवाणीं स्वीकृत्य कार्यं कुर्वन्तः सन्ति गणकयन्त्रे कार्यं कुर्वन्तः सन्ति सर्वत्र वैज्ञानिक आविष्कारं दृश्यते विशेषतया अस्माकं पाकशालायाम् अपि वैज्ञानिकक्षेत्रस्य आविष्करण उपकरणाः सन्ति तत्कारणात् इतोपि ज्ञातुं वैज्ञानिकविन्या वैज्ञानिकनाविन्यविषये आसक्तिः वर्तते